मम तु अत्यन्तम् इष्टं पुस्तकम् इत्युक्तौ श्रीमन्यायसुधा जयतीर्थश्रीमच्चरर्णैः वरिचितः न्यायसुधाग्रन्थः तत् पुस्तकं विशिष्य मम जीवनं परिवर्तितमस्ति तस्य पठनेन कथं मम उपरि प्रभावः एवं मम परिवर्तनं प्रभावः कथं सम्पन्नः इत्युक्तौ शास्त्रमितोपि पठनीयम् एतावता यत् पठितुं शास्त्रं तत् किं किमपि न पर्याप्तं बहु पठनीयम् इति रुचिः अस्य पुस्तकस्य पठनेन मम सम्पन्ना अस्ति यतो हि तस्य ग्रन्थस्य वैशिष्ट्यमस्ति आमूलाग्रनिबद्धतर्कजटिलं शब्दैव जीवातुकं मीमांसानुनयञ्च शङ्करवचो हुङ्कारभङ्गप्रदं शास्त्रं तन्त्रचतुष्टयात्मकमिदम् इति अस्य पुस्तकस्य पठनार्थं तन्त्रचतुष्टयज्ञानमपेक्षते अस्माकम् तथा च अस्य पुस्तकस्य पठनं सकलशास्त्रज्ञानं ददाति इति प्रथमं द्वितीयमस्ति तथा पुण्यविशेषञ्च ददाति इति अत्यन्तं सन्तुष्टः अस्य पुस्तकस्य पठनेन मम जीवनस्य महती परिवर्तना अस्य पुस्तकस्य पठनेन मम सम्पन्ना इति वक्तुं मोमुद्यते मे चेतः